गतेषु वर्षेषु भारतीया अर्थव्यवस्था गतापेक्षया इदानीं किञ्चित् वर्धिता वर्तते इदानीं चतुर्दशाधिकद्विसहस्रतमवर्षात् आरभ्य अस्माकम् आर्थिकव्यवस्था किञ्चित् समीचीनतया जाता ततः प्रागपि नाम यथा नैण्टीन् नैण्टी फ़ैव् पञ्चनवत्युत्तरं नवदशशततमे वर्षे या आर्थिकव्यवस्था आसीत् तदा एव आर्थिकव्यवस्था प्रबला जाता तदानीं कारणीभूतास्सन्ति प्रधानमन्त्रिणः पी वी नरसिम्हारावमहोदयाः तस्मिन् तेषां प्रधानमन्त्रित्वेन तत्रैव डाक्टर् मनमोहनसिंहमहोदयाः आर्थिकमन्त्रिणः आसन् तदारभ्य अस्माकं भारतीया आर्थिकव्यवस्था या वर्तते सा व्यवस्था सम्यक् सरलतया सुगमा जाता पुनः आर्थिकव्यवस्था मान्द्या न जाता तदारभ्य एव तत्र कारणानि कानि सन्ति इत्युक्तौ आर्थिकव्यवस्थासंवर्द्धने कारणं निधान प्रधानं निदानं वर्तते मनमोहनसिंहमहोदयानाम् आर्थिकपरिपालनमिति वयम् अवश्यं वक्तुं शक्नुमः